मम प्रदेशे शिक्षणव्यवस्था समीचीना वर्तते प्रायः अस्मिन् ग्रामे सर्वे अधीतविद्या एव केवलम् अक्षरं जानन्ति इति नास्ति विद्यामपि अधीतवन्त एव पारम्परिकविद्या अपि सम्यक् विद्यते यथा वेदाध्ययनं वा संस्कृत अभ्यासो वा इत्यादि शास्त्राणाम् अभ्यासो वा अध्ययनं तस्य विचारः इत्यादि तथा इदानीन्तन आधुनिकविद्याभ्यासः तत्रापि ग्रामे बहवः प्रायः नवनवतिः जनाः आधुनिकविद्याभ्यासं कृतवन्त एव अतः सर्वे समीचीनतया इञ्जिनियरिङ्ग् डाक्टर् इत्यादि अनन्तरं तत्य अध्यापकाः प्राध्यापकाः इत्यादिषु वर्तन्ते शिक्षणव्यवस्थायाम् अस्मिन् प्रान्ते मम यावज्ज्ञानं सम्यक् वर्तते प्रान्तस्य वर्धने अत्यन्तं सहकारी अस्ति एव यतः शिक्षणं सर्वदा संस्कारकारकम् अनन्तो समीचीनं शिक्षणं भवेत् शिक्षणं ईदृशं नैव भवेत् यथा मदीयमेव अधिकं अन्यस्य सर्वमपि न्यूनं इत्यादि यथा नैव भवति भावना सर्वोत्कृष्टं मदीया एव विद्या अथवा मम यो धर्मः यो मतः मतं मताचरणम् इति वदामि किल तदेव उत्कृष्टतमम् अन्यत् सर्वं कुत्सितम् इत्यादि भावना यत्र जायते तत् निकृष्टम् इति वयं वदाम तदानीम् अन्यस्य विषये द्वेषभावना वा कुत्सितभावना वा इत्यादि जनयति तथाविध अस्ति तत्र सर्वे ये ये अधीतविद्या सन्ति सुसंस्कृताः इत्युक्ते तथाविधम् अस्ति विद्यायाः प्रभावोपि तथा दृश्यते तेषु संस्कारोपि तथा दृश्यते अतः प्रान्तस्य वर्धने सहकारी अस्ति एव अनन्तरम् अन्यानपि ते प्रोत्साहयन्ति शिक्षणं गृहाणं शिक्षणस्य ग्राहणेपि ते स्वकीयं भागं ददति अन्याः यथा उत्तमा विद्यावान् भवेत् स्त्री वा पुरुषो वा बालो वा बालिका वा या यः कोपि भवतु नाम सर्वस्यापि यथा शिक्षणं प्राप्नुयात् इत्यस्मिन् विषये सर्वे सहकारं कुर्वन्ति अनन्तरं प्रसिद्धाः शिक्षणसंस्थाः शारदाविलासप्रौढशाला एका विद्यते अस्माकं तत्र ग्रामे एव अस्मदीय श्रुतिशङ्कर संशोधनप्रतिष्ठानम् इति तस्य द्वारा प्रचाल्यते सच्चिदानन्दवेदवेदान्त संस्कृतपाठशाला इति ततः अन्यदपि ग्रामे संस्था नास्ति परन्तु स्वयं स्वयं शिक्षणं कुर्वन्तः सन्ति ये सेवारूपेण गणपतिमहोदयः अस्ति तत्र सीतालक्ष्मीमहोदया अस्ति अनन्तरं गिरीशमहोदयः अस्ति अन्या अस्माकं वैदिकसम्प्रदायस्य विद्यानां शिक्षिकाः बहवः ग्रामे सन्त्येव प्रायः विंशति जनाः सन्ति तेषां नामानि सर्वाणि मया नैव उच्यन्ते ते सर्वे केवलं सेवारूपेणैव याः याः आगच्छति शिक्षणं ग्रहीतुं विद्याम् अध्येतुं तान् शिक्षयन्ति अतः शिक्षणसंस्थां विनापि व्यक्तिशः ते स्वयं स्वकीय सेवा यथा मया एतत् कर्तव्यं समाजसेवा कर्तव्या इति भावनया शिक्षणं कुर्वन्ति सर्वकारीयशालायाः परिस्थितिः उत्तमा अस्ति इति मन्ये तथा तत्र बहवः गच्छन्ति मा अहं तु बाल्ये तस्याम् एव शालायाम् अधीतवान् सप्तमीकक्षा पर्यन्तं तदानीम् अत्युत्तमा आसीत् इदानीं तस्या शालायाः नातीवसम्बन्धः अस्ति कथं प्रतिवर्षं के आगच्छन्ति के इदानीं शिक्षकाः सन्ति यताः अन्ये अन्ये आगच्छन्तः भवन्ति शिक्षकाः अध्यापिकाश्च अतः अस्मिन् वर्षे कथम् अस्ति गतवर्षे कथम् आसीत् इत्यादय गतवर्षे कथम् आसीत् इत्यादि अहं सम्यक्तया नैव जानामि परन्तु ग्रामे यत् पृच्छामि सामान्यतः सर्वकारीयसंस्था समीचीना आसीत् तत्रापि संस्कृतपाठशाला सर्वकारीया या अस्ति य सा अत्युत्तमरीत्या वर्तते सन्देहः नास्ति